पुरातनकालीन गीतेषु यः रागः पुनः गायने गायने यः गायति गायने अपि तत् तस्य भावस्य प्रकटनम् अधिकम् आसीत् यस्मिन् सन्दर्भे यं भावं प्रकटयितुम् तत् गीतं लिखितं तदनुसृत्य तस्य रागस्य चयनं पुनः वाद्यानां योजनम् एतत्सर्वमनुसृत्य तस्य पृष्ठतः तैः महनीयैः अधिकं सूक्ष्मं कार्यं क्रियते स्म इति कारणेन तस्य प्रभावः बहुकालं यावत् तिष्ठति स्म अद्यत्वे यद्यपि सकृत्श्रवणेन समीचीनानि इव श्रूयन्ते परं तेषु साहित्यस्य मौल्यानाम् अभावात् पुनः सङ्गीतस्य योजने अपि केवलं जनानां रोचनमेव लक्ष्यरूपेण स्थापयित्वा कुर्वन्ति इति कारणेन तेस् तेषु आधुनिकगीतेषु सूक्ष्मता न दृश्यते इति कारणेन यद्यपि तात्कालिकरूपेण जनान् मोदयन्ति तेषां प्रभावः तु अधिकः कालः न भवति अधिकं कालं यावत् न भवति